संस्कृतभाषा जगति विद्यमानेषु अन्यभाषासु अत्यन्तविशिष्टा विद्यते यतो हि अस्माकं संस्कृतभाषा अत्यन्ता व्यवस्थिता भाषा देवभाषा विद्यते पदे एव विद्यते संस्कृतम् इत्यनेन एव अतः सुसंस्कृतत्वं वक्षते अतः जगति एव भाषासु इयं भाषा अत्यन्त उत्कृष्ट उत्कृष्टभाषा पुण्यभाषा विशिष्टभाषा वैज्ञानिकभाषा इति सर्वेपि एनां भाषाम् अधिकृत्य सर्वेपि अभिमानं प्रदर्शयन्ति अत्र संस्कृतभाषायाम् अनेकानि पदानि तत्र विशिष्टरूपेण तत्र अर्थं व्यञ्जयन्ति अर्थात् अत्र अर्थस्य अनुगुणं शब्दस्य पदानि अपि तत्र वैशिष्ट्यं प्राप्नुवन्ति प्रत्येकस्य पदस्य अपि विशिष्टः अर्थः विद्यते तत्र यथा अन्यभाषासु क्वचित् तत्र पदेषु न कोपि अर्थः विद्यते तत्र अर्थं विहाय अपि कानिचन पदानि तत्र भवन्ति किन्तु संस्कृतभाषायां अर्थम् अनुसृत्य प्रत्येकोपि शब्दः तत्र प्रवर्तते एव प्रायः द्विसहस्राधिकधातवः अत्र विलसन्ति तत्तत् धातुम् अनुसृत्य पदमपि तत्र अभिव्यनक्ति विशिष्य विशिष्य विशिष्टम् अर्थं बोधयति एवं संस्कृतभाषा जगति विद्यमानेषु भाषासु अत्यन्तविशिष्टभाषा विद्यते अत्यन्तप्राचीनभाषा विद्यते अतः सर्वेषु अपि तत्र आदरत्वं प्राप्नोति इयं संस्कृतभाषा वैज्ञानिकी भाषा अपि विद्यते यतोहि विज्ञानक्षेत्रेषु इदानीं सर्वेपि संस्कृतभाषाम् अत्यन्तम् आदररूपेण पश्यन्तः सन्ति तत्र गणकयन्त्रस्य अपि तत्र अत्यन्तं समीचीनभाषा अत्यन्तनिकटभाषा इत्यपि विज्ञानिनः इदानीं प्रयोगं कृत्वा इदानीं निरूपितवन्तः अतः इयं संस्कृतभाषा सर्वेषामपि विशिष्य विशिष्टस्थानं तत्र भजते इत्यत्र नास्ति संशयः